अस्माकं शिक्षाव्यवस्था पूर्वं किञ्चित् असमीचीनम् आसीत् किन्तु इदानीं यदा शिक्षानीतिः ट्वेण्टी ट्वेण्टी आगता अस्ति तदारभ्य शिक्षाव्यवस्थायां बहु परिवर्तनानि आगतानि सन्ति अत्र छात्राः स्व इच्छानुगुणं पठितुं शक्नुवन्ति तथा च तेषां सर्वाङ्गीणविकासाय एव तत् शिक्षानीत्याः सर्वे विषयाः स्वीकृताः सन्ति अनन्तरम् अत्र ग्रामीणक्षेत्रेषु शिक्षाव्यवस्था शिक्षासुधारणार्थं सर्वकारः तत्र ग्रामीणाः ये विद्यालयाः सन्ति तत्र अध्यापकानां सामर्थ्यवर्धनाय बहुविधाः कार्यक्रमाः यदि प्रचालयन्ति नाम ते तेषां प्रशिक्षणार्थं सम्यक् व्यवस्थां कुर्वन्ति सम्यक् प्रशिक्षणं यदि यच्छन्ति चेत् छात्राः सम्यक्तया पठितुं शक्नुवन्ति कारणं शिक्षकाः एव यदि उत्तमतया न पाठयन्ति चेत् छात्राः अपि सम्यक्तया पठितुं न शक्ष्यन्ति अतः सर्वकारेण यदि अध्यापकानां प्रशिक्षणविषये किञ्चित् अवधानं प्रयच्छन्ति चेदेव अस्माकं ग्रामीणक्षेत्रेषु शिक्षायाः किञ्चित् तत्र समीचीनं भवितुमर्हति